विज्ञानतन्त्रज्ञानद्वारा वैद्यसेवा बहु अग्रे जाता मानवानाम् एतत् आयुःप्रमाणमपि अधिकं जातं अतः कोविड् काले कोविन् आप् मम बहु उपयोगी अभवत् तत्र रिजिस्ट्रेषन् कृत्वा मम समीपे एव तत्र व्याक्सीन् इत्यादिकं लब्धाः तत्रैव मम अनुकूलः अभवत् एव बहुदूरं न गतवान् सैव मम गृहस्य समीपे एव तत्र व्याक्सीन् इत्यादिकं लब्धं एवं सहकारी अभवत्